आयुर्वेदस्य प्रारम्भः श्रेष्ठं कारम् बहुकालादेव जातः इति जानामि यथा देवतानां वैद्यः धन्वन्तरिः इति कथ्यते सः एकः आयुर्वैदिकः एव सः आयुर्वेदमाध्यमेन एव देवानां चिकित्सां करोति स्म तदनन्तरं द्वापरयुगपर्यन्तम् आयुर्वेदस्य सम्यक् प्रचारः प्रसारः च आसीत् परन्तु यदा कलियुगः आरम्भः आरब्धः तदा आयुर्वेदस्य प्रचारः न्यूनीजातः परन्तु साम्प्रतिककाले पुनः आयुर्वेदस्य वर्धनं जायमानं दृश्यते किमर्थम् इति चेत् जनानां विश्वासः अद्यत्वे आयुर्वेदे एव जायमानः अस्ति यतः आयुर्वेदस्य औषधं स्वीक्रियते चेत् आयुर्वेदस्य औषधस्वीकरणेन रोगाणाम् अपशमनं तु भवति एव तेन सह पार्श्वरोगाः अपि न आगच्छन्ति समूलं रोगाणां समूलविनाशः आयुर्वेदेन भवति तत्तु होमियोपथि वा अलोपथि वा इति औषधेन न भवति अथ जनानाम् अन्तिमविश्वासः तु आयुर्वेदे एव अस्ति